गायने स्व स्वरोच्चारणं तदनन्तरं पदोच्चारणं द्वावपि भविष्यतः भविष्यतः स्वरग्रहणं यता सुलभतया भवति स्वरोच्चारणम् अपि यदा श्रोतॄणाम् सुलभतया तस्य अर्थः ग्राह्यते ता तादृशं ज्ञानमेव तादृशं गानमेव सम्यक् क भवति स्वरोच्चारणं सम्यक् त भवति तदापि क पदानाम् उच्चारणं क्लिष्टतया अर्थरहितत्वेन भविष्यति चेत् तत्तु सम्यक् ज्ञानं न भविष्यति केवलं ग प पदोच्चारणं स्वरोच्चारणेन विना अपि यत् भवति तत् तु ग केवलं गद्यं भवति तत्तु ग गानं न भवति अतः एतयोः मेलनं क बहु पुण्यफलात् एव भविष्यति इति बहु न्यूनतमाः गायकाः एव एतत् सर्वं सम्यक्तया भविष्य कुर्वन्ति न तु प्रख्यातगायकाः इति मम मतिः